संस्कृतभाषा प्राकृतपालीभाषाभिस्सह सम्बद्धा अस्ति वा न वा इति विषये महती चर्चा एव इतिहासे दृश्यते अस्माभिः साहित्यकाराः तत्रापि विशेषेण ये ऐतिहासिकविषये अध्ययनं कुर्वन्ति संस्कृतभाषा पूर्वमासीत् वा अथवा प्राकृतभाषा आसीत् वा इति विषये महान् विचारः चर्चा च अस्माभिः द्रष्टुं शक्यते संस्कृतं नाम सम्यक् कृतम् संस्कृतम् इति वयं तत्र जानीमः सम् इति उपसर्गः कृ धातुः डु कृञ् करणे इति धातुपाठे उपदेशः अस्ति अतः सम्यक् कृतं संस्कृतम् तदनन्तरमागतम् पूर्वं प्राकृतभाषा आसीत् इति बहवः भाषा भाषा विदः एवम् वादम् उपस्थापयन्ते किन्तु वयं सर्वेऽपि जानीमः यत् संस्कृतभाषा सर्वासां भाषाणां जननी अस्ति भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती इति वयं सर्वेऽपि जानीमः वाक्यपदीयग्रन्थेऽपि अयं श्लोकं स्मरामः इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् इति शब्दाह्वयं ज्योतिः आसंसारं न दीप्यते इति